आरोग्यसेवा प्रधानस्य सर्वकारीयाः योजनाः अत्र प्रत्येकं स्थाने भवति सन्ति बहवः सन्ति प्रत्येकं स्थाने सन्ति तत्र चिकित्सालयः अस्ति चिकित्सालयात् सर्वकारीयाः सर्वकारीयजनाः प्रत्येकं गृहम् आगत्य पृच्छति अस्माकम् आरोग्यं पृच्छति कोरोना महामारीसमये अहं मम पतिः मम पुत्रः मम माता च सर्वान् तत्र गत्वा एव व्याक्सिनेशन् प्राप्तवन्तः तत् सर्वकारीयाः चिकित्सालयाः बहु लाभाय भवति शुल्कं विना ते सर्वं सम्यक् कर् कुर्वन्ति अन्य किमपि रोगं अस्ति चेतपि ते निवारणे निवारणे निवारयितुम् निवारयितुं प्रयत्नं करोति अथवा सजेशन्स् ददाति